मम प्रदेशे पारम्परिकगणः नास्ति किन्तु भाषिकगणः दृश्यते आरण्यकाः तु न सन्ति लम्बाडा कोण्डदरा कोया इत्यादि जातिः तत्र दृश्यते अतः भाषाव्यत्ययः दृश्यते एव पुनः अस्माकं राज्यं तेलङ्गणा अस्ति अतः ग्रामीणः तेलङ्गणा तद् व्यवहारे भिन्न रूपेण दृश्यते कोयजनानां भिन्ना भाषा वर्तते एवं कोण्डादरा लम्बाडा किन्तु एते भाषाः केवलं व्यवहारे एव सन्ति तेषां लिपिः तासां भाषानां लिपिः तु नास्ति ग्रामे न निवसन्ति ग्रामात् दूरे तेषां वासः भवति यदा यदा कार्यार्थम् आगच्छन्ति गृहे वा क्षेत्रेषु वा कार्यं कर्तुम् आगच्छन्ति तत्र वयं तद् श्रोतुं शक्नुमः कदाचित् परिसरग्रामे सप्ताहे एकवारं तत्र किं वदामः आपणाः स्थापयन्ति तत्रापि ते तेषां स्वकीयं व्यवहारं निर्वाहः निर्वोढुं तत्र आपणं चालयन्ति तादृशः स्थलेषु दृश्यते भाषाव्यत्ययः